मम प्रदेशे ऐतिहासिकस्थानानि बहूनि सन्ति विशिष्य त्रिपुरसुन्दरीमन्दिरं नीरमहल उज्जन्तप्रासादः पस्वाकालीवारि

तत्र सर्वैः सामान्यतया एव गन्तुं शक्यते एतस्य कृते किमपि पूर्व अनुज्ञायाः आवश्यकता नास्ति भवन्तः सामान्यतया एव तत्र गत्वा समययापनं कर्तुं शक्नुवन्ति तत्रत्यसुमनोहरदृश्यानि अपि द्रष्टुं शक्नुवन्ति एका एकपञ्चाशत् शक्तिपीठेषु तत्र त्रिपुरसुन्दरीमन्दिरमपि एकं शक्तिपीठम् अस्ति अत्यन्तं पवित्रं मातुः तत्र त्रिपुरसुन्दर्याः तत्र अलौकिकं तत्र मन्दिरमस्ति यत्र गत्वा बहु आनन्दः आगमिष्यति निश्चयेन एवं च अगर्तलायां उज्जन्तप्रासादः अस्ति भवनं तत्र राजबाडि राजमहलमस्ति अत्रापि गत्वा सम्यक्तया तत्र गन्तुं शक्यते